मया एकं चित्रं गृहीतमस्ति मम ग्रामे काचित् नदी प्रवहति तस्याः नाम ब्राह्मणी इति तस्मिन् चित्रे नदी प्रवहती नद्याः जले नौकाः सन्ति एकस्यां नौकायां कश्चननाविकः उपविष्टः अस्ति सः नाविकः नौकां चालयन्नस्ति सूर्यः पश्चिमदिशि अस्तं गच्छति तस्य सूर्यस्य रश्मयः जले पतन्त्यः सन्ति तेन जलं सुन्दरं दृश्यमानम् अस्ति एवं नद्यः उभयस्मिन् पार्श्वे वृक्षाः सन्ति वृक्षे पक्षिणः उपविष्टाः सन्ति एवं तत्र शिलाखण्डाः नद्यः उभयस्मिन् पार्श्वे सन्ति शिलाखण्डे शिलाखण्डेषु पक्षिणः बकाः उपविष्टाः सन्ति ते मत्स्यनिमित्तं प्रतीक्षमाणाः सन्ति एकस्मिन् दिने अहं मित्रैस्सह अटितुं गतवान् तस्मिन् समये इदं चित्रं मया स्वीकृतम् आसीत्